अहं तु एतद् युटुब् चानल्मध्ये टि वि शोस्मध्ये यद् आगच्छति ड्यान्स् कर्नाटकः ड्यान्स् इति तद् पश्यामि तत्र नृत्यसम्बद्धं कर्नाटकराज्ये विद्यमानं नृत्यं सम्बद्धम् आगच्छति तत्रापि पारम्परिक नृत्यानि अङ्गुलि गणनीयानि एव वर्तन्ते परन्तु इदानीं विद्यमानं यद् यद् अस्ति ये नृत्यरूपेण तत् सर्वं योजयन्ति यदा पारम्परिकं कुर्वन्ति तदा अवश्यं ते सफलाः भवन्ति अङ्काः बहु आगच्छन्ति मम कृते इष्टं किमर्थम् इति चेत् तत्र नृत्येऽपि बहुविधाः भवन्ति ए एकं वेश्ट्रन्स् इति भवन्ति एकम् इण्डियन्स् इति भवन्ति इत्युक्ते प्राचीनं पारम्परिकम् इति आगच्छति एवम् वेस्ट्रन्स् ड्यान्स् इत्युक्ते बेल्लि बेल्लि ड्यान्स् एवम् एतद् बहुविधाः भवन्ति मैकल् ज्याक्सन् ड्यान्स् मैकल् ज्याक्सन् अपि बहु प्रामुख्येन भवति तत्रापि एवं कर्नाटकराज्ये तु पारम्परिकम् नृत्यम् इति वदामश्चेत् तत्र आगच्छति यक्षगानम् इति यक्षगानमपि प्रदर्शयन्ति तद् टि वि शोमध्ये परन्तु यक्षगानं यथा अस्ति तथा न प्रदर्शयन्ति किञ्चित् गानं स्थापयित्वा तत्र यक्षगानवस्त्रं धृत्वा आगत्य नृत्यं कृत्वा गच्छन्ति एवं पारम्परिकं विषये तत्र तावत् मा माहात्म्यं न यच्छन्ति टि वि शोस्मध्ये वा भवतु युटुब् चानल्मध्ये वा भवतु युट् तत्र तावद् प्राधान्यं नास्ति तावद् वैरल् अपि न भवति तावद् बहु प्रदर्शितम् इत्यपि न भवति